हरि ओम् नमस्कार महोदय हा अस्तु अस्तु महोदय अहं काशीक्षेत्रं प्रति गतवान् काशिक्षेत्रं बहु समीचीनमस्ति भो विश्वनाथस्य दर्शनं विशेषरीत्या सञ्जातम् हा अत्र गङ्गारती कलु गङ्गारति अहं दृष्टं विशेषरीत्या वर्तते भो ह्म् गङ्गायं गङ्गायां स्नानं कृत्वा अहं पवित्रोहम् इदानीम् ओ अस्तु अस्तु भो स्वि स्वीकरोतु त्वदर्थमेव प्रसादम् आनीतं मया हा अस्तु अस्तु भो हा इदानीं स्वगृहे काशीक्षेत्रम् अहं अगमं खलु अतः गङ्गासमारधनम् अस्ति हा हा हा किञ्चित् नित्योपयोगीपदार्थम् अपेक्षते हा हा हा अस्तु अस्तु अस्तु माषं चत्वारि किलो मुद्गः पञ्च किलो चणकः द्वे किलो हा एतद् एतद् एतद् अस्ति अस्ति खलु अस्ति अस्ति हा

हो अस्तु अस्तु अस्तु बो अस्तु अस्तु हा पुन पुनरेकवारं वदामि वदामि वदामि हा माषं चत्वारि किलो मुद्गः पञ्च किलो चणकः द्वे किलो हिङ्गुदः शत ग्राम् हिङ्गुदः हा हा न इलाल न न न सर्षपः द्विसहस्रं द्वि द्विशतं ग्राम् हा सर्षप सर्षप जीरिका द जीरिका एक एकं किलो हा हा अस्तु अस्तु अस्तु एतत् एतत् हा लिखितं कलु कदा प्रेशयति श्वः पञ्चवादनात् प्रागेव आगच्चति खलु तत्सर्वम्

हा हा हा हा अस्तु अस्तु अस्तु दशवादने प्रेषयतु ह्म् दशवादने भवानपि अवश्यक अवश्यतया कुटुम्बेन साकम् आगच्छतु आगत्य मम भोजनादिकं कर्तुम् आगच्छतु भो ह्म् तदे हा हा हा हा अस्तु अदे प पत्रिकां ददामि स्वीकरोतु हा अस्तु अस्तु बो बहु समीचीनम् हा अस्तु हा धन्यवादः धन्यवादः